वर्तमानकाले जनेभ्यः आधुनिकं नृत्यं मडर्ननृत्यं हिपप्नृत्यं ब्रेक्नृर्त्यं स्लोमोसन्नृत्यं कन्टेम्प्रररिनृर्त्यम् इत्यादिनृर्त्यं रोचते किमर्थम् इत्युक्ते वर्तमानकाले जनाः आधुनिक प परम्परयाः प्रभावम् अधिकम् अतः एतेषु नृत्येषु करणार्थं जनाः रोचन्ते